लैफ् आफ् पै इति नावल् मध्ये तस्य तात्पर्यं किम् इत्युक्तौ जीवनस्य लक्ष्यं एवम् एवञ्च देवस्य उपरि विश्वासः भवेत् इत्येव अस्य मुख्यं तात्पर्यं वर्तते यावत् कष्टम् अनुभूयते चेतपि जीवने तत्र विद्यमानलघु लघु आनन्दकरः विषयः अनुभोक्तव्यः एवञ्च यत्किमपि कार्यं क्रियते चेत् अस्माभिः तत्र दृढतया विश्वासं कृत्वा करणीयं जीवने यत्किमपि भवतु तदहम् आनन्देन करोमि आनन्देव आनन्देन भवामि इत्येव अस्य तात्पर्यः अतः यदा न अस्मिन् नावल् माध्ये नायकः कष्टे कष्टे भवति वयमपि भवामः तत्कष्टम् अदृच्य सः कथम् आनन्दम् अनुभवति तदेव अस्य नावल् अस्य ग्रन्थस्य पासिटिव् अनुभवः वर्तते मम